अस्माकं छात्रावासे प्रतिदिनं प्रातः एकघण्टा यावत् योगाभ्यासः भविष्यति तत्र च बहवः आसनानि बहूनि आसनानि वयं कुर्मः तत्रापि आसनानि भिन्नानि इति स्वीक्रियते यथा स्थित्वा यानि आसनानि कुर्मः ते भिन्नाः तथा च उपविश्य यानि आसनानि कुर्मः ते भिन्नाः पुनः सुप्त्वा यानि आसनानि कुर्मः ते अपि भिन्नाः मुख्यतया सूर्यनमस्कारे यानि आसनानि कर्मः ते बहु अस्माकं बलवर्धनाय उपयोगाय भवन्ति इति मन्यन्ते यतो हि सूर्यनमस्कारे यानि आसनानि सन्ति तेषां करणेन अस्माकं देहे बलः अपि वर्धते तथा च अस्माकं देहे फ़्लेक्सिबलिटि यद् वर्तते तदपि वर्धते इति सत्यम् तत्र वृक्षासनं कुर्मः ताडासनं पादहस्तासनम् इत्यादि महान् बहूनि आसनानि सन्ति तत्र यथा अहं चिन्तयामि तत्र वृक्षासनकरणेन मनस्य एकत्रीकरणं भविष्यति तथा च बलवर्धनाय तु सूर्यनमस्कारः एव बहु उपयोगाय भवति इति तथा च ताडासनमपि वर्तते पुनः इत्यादि आसनानि सन्ति तत्र पादहस्तासनं करणीयम् अस्माकं देहे फ़्लेक्सिबलिटि बहु वर्धते इति इति वक्तुम् इच्छामि